अहं मङ्गलूरुनगरे उडुपि उपहार उपहारगृहतः गोबि ओर्डर् कृतवती परन्तु मम कृते अन्यानि कार्याणि आगतानि इत्यस्मात् अहं मङ्गलूरुनगरे न भवामि तदर्थंम् मङ्गलूरुनगरे यत् उडुपि उपहारगृहं वर्तते तत्र यत् मया गोबि ओर्डर् कृतं तत् अहं केन्सल् कर्तुमिच्छामि ये स्विग्गिजनाः आगच्छन्ति ते कृपया न आनयन्तु मास्तु इति अभिप्रायः